अहं तरणकौशलं प्रप्रथमं विशाकपट्टनायां प्रसिक्षितवती तत्र प्रथमं हस्तपा हस्तचालनं कतं करणीयं पादचालनं कतं करणीयम् इति पाठितवन्तः तदनन्तरम् अहं किञ्चित् किञ्चित् शिक्षयित्वा तरणकौशलं सम्पूर्णतया प्राप्तं मम पाठकः नाम मम शिक्षकः अस्ति एन् लक्ष्मी महोदया सा अत्यन्तम् उत्तमतया मम कृते तरणविद्यां कारितवती